अस्माकं प्रदेशे बार्कोरु इति ग्रामः अस्ति तस्मिन् ग्रामे बार्कोरुसंस्थानं इति पूर्वं उच्यते स्म इति वदन्ति जनाः किन्तु कः राजा तत्र आसीत् इति न स्मर्यते न श्रुतम् अतः न स्मर्यते अपि अतः तत्र बार्कोरु मध्ये कश्चित् राजा आसीत् इति तावत् अहं वक्तुं शक्नोमि इतोऽपि अन्यत्र केळदि चेन्नम्मा तदनन्तरं शिवप्पनायकः इति केचन आसन् इति श्रूयते किन्तु ते कुत्र राज्यभारं कृतवन्तः कैः सह ते युद्धं कृतवन्तः तत्सर्वं न ज्ञायते